नमस्कारः अहम् इतिश्रीमहापात्रः

ओल्ला बुक्किङ् कृतवती चतुर्दशदिनाङ्के अहं अगर्तलातः धर्मनगरं प्रति गमिष्यामि तत्रैव किमपि द्रष्टुमेव तस्मिन् दिवसे अपि अहं चतुस्सहस्रं व्ययं कृत्वा आ अड्वान्स् कृत्वा एव अड्वान्स् कृतवती परन्तु यस्मिन् दिवसे चतुर्दशदिनाङ्के गमनं मम किमपि कारणवशतः स्थगितं जातम् अतः अहम् अनुरोधं करोमि भवान् दयापूर्वकं गूगुल् पे भवतु वा फोन् पे भवतु नो चेत् मम अकौण्ट् मध्ये यदि तत् धनं प्रेषयिष्यति प्रेषयिष्यति तर्हि अहम् उपकृता भविष्यामि धन्यवादः महोदय नमस्कारः